भारतीयविज्ञानिनः बहवः सन्ति तत्र आर्यभट्टः भास्कराचार्यः वराहमिहिरः इत्यादयः पुरातनप्रसिद्धाः आधुनिकास्तु सि वि रामन् ए पि जे अब्दुल् कलां जगदीश्चन्द्रबोस् श्रीनिवासरामानुजं सर् एम् विश्वेश्वरय्य चन्द्रशेखरवेङ्कट आर्यभट्ट इत्यादयः तत्र जगदीश्चन्द्रबोस् अन्यतमः तेन सेरेस्कोग्राफ़्स् इति उपकरणम् आविष्कृतम् तेन शि सस्य अथवा वृक्षेषु या ग्रोत् इत्यादि ज्ञातुं तत्र उपयोक्तुं शक्यते अपि च तेन आप्टिक्स् रेडियो अपि च मैक्रोवेव् आप्टिक्स् इति विषये बहुधा अध्ययनं कृतं तेन देशस्य उन्नत्यर्थं बहूनि उपकरणानि आविष्कृतानि